हरि ओम् नमस्ते महोदयाः नमस्ते वदन्तु आं महोदय वदन्तु आम् आं सत्यं मया दिनत्रयात् प्राक् एव भवद्द्वयः सूचनीयम् इति चिन्तितम् आसीत् कार्यबाहुल्यात् वक्तुम् अशक्तः मातुलस्य ग्रामात् आगमनसमये मम पुत्रस्य कृते ज्वरः आरब्धः आदौ सामान्यम् इति विचिन्त्यं गृहे एव औषदोपचारः कृतः परन्तु ह्यः तस्य ज्वरः वर्धितः एव अतः वैद्यालयनीतं वैद्यालयः नितम् अस्ति तस्मै कामालरोगः वर्तते एव वर्तते अतः एकसप्ताहं यावत् सः वैद्यालये एव भविष्यति आं परीक्षा कृतं ज्वरः स मध्यमस्तितया अस्ति आं वैद्यालये तस्य माता अस्ति तस्य माता अस्ति आ हा रक्तपरीक्षादिकं सर्वं कारितं परन्तु रिपो हा रिपोर्ट् इतोपि न आगतवान् हा अस्तु अस्तु रिपोर्ट् इतोपि न आगतवान् दिनद्वयानन्तरम् आगमिष्यति हा तस्य हा अस्तु तस्य हिमोग्लोबिन् न्यूना अस्ति तता श्वेतगणाः न्यूनाः जायमानं सन्ति तदर्थमेव किञ्चित् चिन्ता जायमानम् अस्ति अस्तु हरि ओम् इदानीं न न्यूनाः न भवन् न भविष्यति न भवति एकसप्ताहं यावत् सः वैद्यालये एव भविष्यति तदनन्तरम् एवं सः शालां प्रति प्रविशति अस्तु अस्तु धन्यवादाः महोदय अस्तु अस्तु धन्यवादः हा धन्यवादः धन्यवादः महोदय धन्यवादः